भविष्यति निट्टिङ्ग् तत्र हस्तद्वारा वयम् स्वेदकनिर्माणं कर्तुं शक्नुमः अनन्तरं सीवनयन्त्रद्वारा वस्त्रनिर्माणं धर्तुं वस्त्राणां निर्माणं भवति अतः तादृशं कौशलमेकं ज्ञातिमिच्छामि पूर्वमेव बाल्यकाले किञ्चित् अधीतवान् कृतवान् इत्यतः इदानीं पुनः अहं तस्मिन् विषये उत्तमरीत्या उत्तमकौशलं प्राप्तुम् इच्छामि मम सीवनयन्त्रं सम्यक् ज्ञातुम् इच्छा अस्ति एव अतः यदि अवसरः प्राप्यते तर्हि अवश्यमेव अहम् कथं बालकाणां कृते तथैव बालिकाणां कृते कथं तत्र सीवनक्रमः भवति तस्य क्रमस्य कः नियमः भवति इत्यादिकं विषयम् अहं तत्र ज्ञातुम् इच्छामि एव